नमस्ते महोदय आगच्छामि वा अहं गवेषकः अस्मि तत्र ततः ततः विषये किञ्चित् वा लिखामि भवन्तः कार्यं करोति खलु भवतः समयः सन्ति चेत् किञ्चित् अपि वदति चेत् मम कृते लाभः आम् धन्यवादः भवतः कटः तो बहूनि सन्ति वनमपि सम्यक् अस्ति वनं कथं भवति

एतत् एक एक विषयः कति धनं स्वीकरोति तत् न्यूनमेव वाहः वाहः भवन्तः तु सर्वे कार्यं करोति न्यूनमेव अधिकं किमर्थं न स्वीकरोति वाहः वाहः अधिकं दत्तवान् खलु आम् तत् तु सत्यमेव इतोऽपि प्रश्नः अस्ति मम कृते तर्हि बहिर्गच्छति वा एतत् विक्रयणं कृते एतत् कटः बहिर् इत्युक्ते प्रवासः गच्छति वा बहिर्देशे वा आम् अमेरिका एव इङ्ग्लेण्ड् वा भवतु कुत्रापि गच्छति वा एतत् आम् आम् अवश्यमेव करोमि तर्हि धन्यवादः महाभागा